हलो नमस्ते महोदयः अहम् शृङ्गेरीतः उडुपिनगरं प्रति गमनार्थम् ओला बुक्कृत्वानस्मि इदानीम् अहं शृङ्गेर्यां यत् मेण्से अस्ति मेणसे इत्यस्य इत्यस्मिन् क्षेत्रे अत्र एक राजीवगान्धीपरिसरः अस्ति त तस्य पार्श्वे एव अहं तत्तैव अस्मि अतः भवान् अत्र आगत्य माम् नयतु धन्यवादः